अस्माकं प्रदेशे तावत् आन्लैन् व्यवहारः भवितुम् नार्हति यतोहि अनेके विघ्नाः आयान्ति नेट्वर्क् समस्याः वर्तन्ते इति कृत्वा तस्मात् अस्माकं प्रदेशे पूर्वाधारभ्यापि कृषिः एव प्रवृत्ता वर्तते तत्र वयं नारिकेलफलं पूगफलं च वर्धयामः अनेन एव पूगफलवर्धनेन नारिकेलफलवर्धनेन अस्माभिः प्रदेशेषु अनेके व्यवस्थाः कल्पिताः वर्तन्ते यथा लैट् करेन्ट् इत्यादि यतोहि पूगफलवर्धनेने नारिकेलफलवर्धानानन्तरं वा यदस्माभिः वर्धितं सोसैटि प्रति दीयते ततः अस्मभ्यं धनं प्राप्यते तेन च अनेके व्यवस्थाः अस्माभिः ग्रामे कल्पिताः वर्तन्ते पुनश्च अनेके समस्याः अपि वर्तन्ते यतोहि कदाचित् तेषाम् एक्स्पोटेशन् ट्रान्स्पोटेशन् प्रति क्ले क्लेषाय भवति इति कृत्वा